यत् क्रियानित्यं यत् व्यवहारः आवश्यकं तत् व्यवहारितुं कर्तुं शक्यते परन्तु कियत् आवश्यकमस्ति तद्वक्तुं न शक्यते अस्माकं कृते यदा क्रिकेट् क्रीडा क्रीडामि तत् मध्ये बेट् बाल् विकेट् आवश्यकम् इतोऽपि एकादश प्लेयर् अपि आवश्यकं परन्तु ये जनाः फ़ुट्बाल् क्रीडन्ति तेषां कृते क्रिकेट् क्रीडा समीचीनं नास्ति ते केवलं फ़ुट्बालं फ़ुट्बाल् कृते क्रीडा कर्तुं शक्यते परन्तु अस्माकं निमित्तं ये जनाः समीचीनं क्रिकेट् क्रीडा क्रीडन्ति तेषां कृते अस्माकं व्यवहारम् उत्तमं भविष्यति अस्माकं क्रीडानिमित्तं ग्रौण्ड् आवश्यकं तदनन्तरं धनमपि आवश्यकम् परन्तु ये जनः क्रिकेट् क्रीडा क्रीडितुं शक्यते तेषां प्लेयर् अपि आवश्यकं परन्तु ये जनाः समीचीनं क्रीडा न क्रीड्यन्ते तेषां कृते अस्माकं किं करणीयम् अस्माकं कोर्स् द्वारा तत् प्रशिक्षणं दीयते प्रशिक्षणम् अनन्तरं तस्य कुलं भवितुम् अर्हति परन्तु ये जनाः इच्छा नास्ति क्रीडितुं तेषां कृते एतत् आवश्यकता नास्ति ये जनाः समीचीनं क्रीडितुं शक्यते तस्य मानसिकस्वास्थ्यं इच्छा अपि अस्ति तेषां कृते एतत् पशिक्षणं वयं दातुं शक्यते तदर्थं वयं चिन्तयामः किमर्थं हण्ड्रेड् सेकेण्ड् अवश्यकं वा